मम क्षेत्रेषु यूनां कृते उत्तमायाः औद्योगिकप्राप्तेः कृते बह्वी समस्या अस्ति किमर्थम् इत्युक्ते तत्र प्राकृतिकसंसाधनं नास्ति तथा च यद् प्रधानतया औद्योगिकमस्ति तत् पर्यटनम् एवं तस्य सम्बन्धितम् औद्योगिकमस्ति यत् तत् यत्र अधिकजनाः न गन्तुं शक्नुवन्ति तथा च यदा बाज़ार् समितिः एवम् इत्यादिषु तस्य राजनीतिकरणं तथा अन्यत् किमस्ति किम् इत्युक्ते तत्र प्राकृतिकं प्राकृतिकसहायमपि न लभ्यते जनानां कृते एवं तत्र मूलभूतानां सुविधानां कृते अपि जनाः पञ्च अथवा दश किलोमीटर् दूरं ग भवेयुः गन्तुं गच्छामः तर्हि तेषां तद् मूलभूतसुविधा प्राप्यते तदर्थं तद् कारणाय ते एव मम प्रान्तेषु यद् युवानः जनाः अस्ति तैः अन्यत् प्रान्तम् अथवा नगरे गत्वा तद् उद्योगं करणीयम् इति तेषां मनसि धेयः वर्तते एवं तथा च तत् मम प्रान्तेषु यत् सा सामरिकतया एवं राजनीतिकरणं यद् जातं तत् कारणात् नूतना यद् औ उद्यो औद्योगिकः अवकाशः यः आसीत् तदेव न आगतं तथा च यद्यद् यद्वा यत् औद्योगिकं वर्तते अपि तैः तद् स्वतः स्वतः ते कार्यं कृतवान् तत्कारणादेव तेषाम् अस्ति नास्ति चेत् हा कोऽपि तस्य उद्योगं कर्तुं न शक्नुमः एतादृशी तद् ह परिस्थितिः वर्तते तथा च तत्र बहु यद् प्र यद् पा पर्यावरणस्य समस्यापि वर्तते किमर्थमित्युक्ते गोदावरी नदी इत्यादिषु यद् ब्र यद् बृहत्यां नस् नदी नद्याम् अस्ति तेषामपि तत् पतनं जातम् इति कारणात् एव तत्र जलस्य समस्या अपि वर्तते इति कारणात् एव मम प्रान्तेषु औद्योगिकी प्राप्तैः कृते बहु समस्या आगता आगता एवं नूतनः अवकाशः नास्ति चेत् अपि जनाः तस्मिन् प्रान्ते पलायनं कृतम् आसीत्